अहं विशेषेण मम गृहे यत्र वसामि तत्र स्थानं नास्ति सस्यानां वर्धनार्थं तथापि मल्लिकापुष्पम् अस्य मल्लिकासस्यम् आरोपितवानस्मि तुलसीसस्यम् आरोपितवानस्मि तथैव अन्यविधानि सः पुष्पाणि वनानां पुष्पाणां प्राप्त्यर्थं सस्यानि आरोपितवानस्मि तदेव मम ग्रामे चेत् बहूनि सस्यानि सः वर्तन्ते विविधानि सस्यानि वर्तन्ते तत्र विशेषेण पुष्पाणाम् एव सस्यानि वर्तन्ते तथैव वनस्पतिसस्यानि आम्रवृक्षाः फनसवृक्षाः फनससस्यानि आम्रसस्यानि तद्विहाय ग्रामीणप्रदेशे ये मिलन्ति सीताफ़लं तथैव बहुबीजफलं तादृशसस्यानि अपि अहम् आरोपितवानस्मि इदानीम् तेषां पालनं ग्रामे कुर्वन्ति अहम् अत्र केवलं पुष्पाणां सम्बद्धसस्यानामेव आरोपणं कुर्वन्नस्मि वस्स्तुतः सीताफलस्य उपयोगः बहु अधिकतया वर्तते बहु समीचीनं फलं तद् आम्रफ़लेषु अपि बहु वैविध्यमस्ति तद् विज्ञाय तदनुगुणं सस्यानाम् आरोपणं चलति ग्रामेषु केवलखादनार्थं मधुरयुक्तं सस्यमेव आरोपयन्ति उपयोगाय वस्तुतः तद्भिन्नसस्यान्यपि बहूनि वर्तन्ते तेषाम् उपयोगः औषधादिषु वर्तते तेषाम् आरोपणमपि कर्तव्यम् इति मे भाति